धार्मिकोत्सवसम्बद्धानि बहूणि खाद्यानि सन्ति चित्रान्नं परमान्नं दध्योदनं बोब्बट्टु बहवः मिष्टान् मिष्टाः अपि अस्ति सन्ति भिन्नभिन्नानाम् उत्सवानां कृते भिन्नभिन्नखाद्यानि तु भवन्ति एव नवरात्रिदिनोत्सवे नवरात्र्याम् एकमेकं दिनम् एकमेकं खाद्यं कर्तुं शक्नुमः परम् एकं दिनं परमान्नम् एकं दिनं चित्रान्नम् एकं दिनं होळिगे अन्यं दिनं मैसूर् पाक् इति एकमेकं दिनम् एकमेकं कर्तुं शक्यन्ते ए एतान् सर्वान् देवाय निवे निवेद्य प्रसादरूपेण वयं सर्वे खादितुं शक्नुमः एकं क्षेत्राणि अपि पुण्यक्षेत्राणि क्ष पुण्यक्षेत्राणाम् अपि एकं प्रत्येकं खाद्यपदार्थान् देवाय निवा निवेदयन्ति तिरुपतिक्षेत्रे तु लड्डुप्रसादः बहु बहु उत्तमः स्ति वडा अपि ददति ये अन्नवरं प्रान्ते तु एकं परमान्नम् अपि ददति अतः अन्य एकमेकं प्रदेशे एके एकम् एकं खाद्यं ने न् निवेद्य भक्ताय ददति ददति